अर्थव्यवस्थायाम् इदानीन्तनकाले अतीवपरिवर्तनम् अभवत् पूर्वतनकाले गोल्ड् कोय्न्स् उपयोजनमस्ति परमिदानीं तेषां स्थाने रूप्यकाणि आगतानि तेषाम् उपयोगः अपि अद्यतनकाले अतीवविरळः सञ्जातः किमित्युक्ते इदानीं सर्वं डिजिटं डिजिटल्मयम् अभवत् किल डिजिटल् जगत् मध्ये कस्यचिदपि हस्ते द्रव्यमेव न पश्यामः सर्वे अपि डिजिटल्माध्यमेनैव अर्थव्यवस्थया कार्यं कुर्वन्ति इक् विक्रयणं विक्रयणं क्रयविक्रयणावपि प्रातः दुग्धमारभ्य रात्रौ औषध आवश्यक औषध पर्यन्तं सर्वं डिजिटल्मयम् अभवत् कुत्रपि धनमेव न पश्यामः विना धनम् इदं जगत् धनमयमिथ्यायां जीवनं यापयति अतः जनानां जीवने अतीव परिवर्तनं सञ्जातं ते विना धनमेव सर्वदा सर्वं कागदपत्रेषु लोन्रूपेण सर्ववस्तूनि प्राप्नुवन्ति अतः विना धनमेव वयं जीवनं कुर्मः इति अतिशयोक्तिः किमपि नास्ति